अत्र ग्रामीणक्षेत्रे स्थानीयकृषिः नाम तत्र तण्डुलानां संवर्धनं ततः नारिकेलवृक्षाणाम् आरोपणं संवर्धनञ्च ततः कदलीवृक्षाणां कदलीफलस्य तत्र उद्योगः विद्यते एवं पूगफलस्य उद्योगः अपि विद्यते एवं चतुर्विधानाम् आहारवस्तूनाम् उत्पादनार्थं कृषिक्षेत्रे बहुजनाः एता तत्र आश्रिताः एतत् कृषिमेव आश्रिताः कृषिकाः सर्वे तस्यैव व्यवसायं कुर् कुर्वन्ति विशेषतः तण्डुलसंवर्धनस्य व्यवसायः एवं कदळीवृक्षस्य पूगफलस्य नारिकेलफलस्य च उत्पादनार्थं तत्तत् सस्यानां संवर्धनम् अत्यन्तम् आवश्यकं भवति तदाश्रित्यैव अत्र जीवन्ति बहवः